अहं तावत् उत्तरभारतीयं पाकं कर्तुम् इच्छामि न तु दक्षिणभारतीयं दक्षिणभारतीयपाके म भोजने तावत् अन्नं सारः क्वथितं लवणं तक्रं पर्पटम् चोह्यं तावत् अवलेहः इत्येवं रूपेण विविधान् पाकविशेषान् दक्षिणभारतीयपाके कुर्वन्ति किन्तु अहम् उत्तरभारतीयपाकम् एव बहु कर्तुं पक्तुम् इच्छामि यतोहि तत्र रोटिकां कुर्वन्ति तेन सह व्यञ्जनं कुर्वन्ति अनन्तरम् चोह्यं तावत् अवलेहः भवत्येव इत्येवं रूपेण तत्र बहु सम्यक् पाकः क्रियते तेन प्र प्रातः उपहारार्थम् उत्तरभारतीये जिलेबी क्रियते तच्च जिलेबी मया बहु सम्यक् कर्तुम् आगच्छति अतः अहं जिलेबीं सम्यक् करोमि तेन सह बज्जि तेन सह उपसेचनम् इत्येवं रूपेण बहु सम्यक् खाद्यविशेषान् अहं कर्तुं जानामि कर् करोमि किमर्थम् अहं कार्ना काण्टिनेण्ट् पाकान् किमर्थं न कर्तुम् इच्छामि इति चेत् तत्र आधिक्येन ते मांसं नाम पलम् उपयुज्य एव पाकं कुर्वन्ति वयं तु सस्याहारिनः मांसाहारिनः न अतः कृत्वा वयं पाकं कर्तुं य बहु न इच्छामहे किन्तु उत्तरभारतीय पाकशैल्याम् अहं बहु सम्यक् पाकं जानामि तेनैव विधानेन अहम् उत्तरभारतीय भोज्यान् भक्ष्यां च निर्माणे निर्मामि